मम नाम कुमारः अहं तिरुपतिनगरे वसामि तिरुपतिनगरे बहवः चिकित्सालयाः वर्तन्ते सर्वकारीयाः तत्र विशिष्य रुय्या इति चिकित्सालयः एकः बृहत् चिकित्सालयः वर्तते स्विम्स् श्री वेंकटेश्वर इन्स्टीट्युट् ऑफ मेडिकल् सायंस् इति नाम्ना एकः बृहत् चिकित्सालयः वर्तते यत्र सर्वमपि सर्वविध वैद्य सौलभ्यं तत्र प्राप्यते एवमेव आयुर्वेदचिकित्सालयाः अपि वर्तन्ते एवं होमियोपतिसम्बद्धाः चिकित्सालयाः अपि सर्वकारीयाः तत्र दृश्यन्ते एते मुख्याः बृहत् चिकित्सालयाः न केवलं एते अपि च प्रदेशे नाम वार्डस् मध्ये स्ट्रिट्स् मध्येऽपि सामान्यवार्डस्सम्बद्धस्वास्थ्यकेन्द्राणि एवमेव तत्र तत् तत् प्रदेशेषु द्वि त्रयानां वार्ड् कृते एकः चिकित्सालयः सामान्यचिकित्सालयः आरोग्यस्वास्थ्यकेन्द्रम् इति वर्तते एवं रीत्या बहवः चिकित्सालयाः वर्तन्ते अत्र सर्वत्रापि चिकित्सा प्राप्यते किन्तु विलम्बः भवति एकं द्वितीयं किं भवति इत्युक्ते अत्र चिकित्सां स्वीकर्तुं महान् क्लेशः अनुभूयते यतोहि तत्र गन्तव्यं बहवः जनाः आगच्छन्ति तत्र चीटिकादिकं स्वीकृत्य अग्रे गन्तव्यं भवति तत्र या व्यवस्था वर्तते चिकित्सालये सा व्यवस्था सम्यकतया न भवति यतोहि तत्र पर्यवेक्षकाः न भवन्ति ये च जनाः प्रभावपूर्णाः रेकमेण्डेड् जनाः वर्तन्ते तेषां कृते पूर्वं प्रचलति ये सामान्याः जनाः वर्तन्ते तेषां कृते तु विलम्बः एव भवति अनन्तरं शस्त्रचिकित्सादिषु यत्र उत्तमं कार्यं सम्पादनीयं तस्मिन् सन्दर्भे रेकमेण्डेशनस् अधिकं प्रचलति एवं चिकित्सा सस्त्रचिकित्सादिविषये वैद्यान् निर्लक्ष्यमपि दृश्यते किन्तु अत्यधिकतया जनाः तदा कुर्वन्ति तथा अपि न्यूनं यद् वैद्यं देयं तत् क्रियते एव अतः सर्वकारीयपर्यवेक्षणं तत्र आवश्यकं वर्तते समये झटिति तत्र वैद्यानां प्रतिस्पन्दनं स्यात् एवं औषधानि तत्र पर्याप्तानि भवितव्यानि यानि वस्तूनि तत्र अपेक्षितानि तानि सर्वाणि भवितव्यानि प्रकोष्ठादिकं तत्सर्वं यत् यत् सौविध्यम् आवश्यकं तत्सर्वमपि तत्र भवितव्यम् धन्यवादाः